त्वच केशस्य परिचर्यायै मम ग्रामे लोकप्रियाः भवन्ति हरिद्राचूर्णं तस्य लेपनं मुखे कुर्वन्ति एतद् लोकप्रियः वर्तते पुनः अलोवेरा उपयोगः भवति तस्य रसं शिरसि स्थापयन्ति वनस्पतिपत्राणाम् उपयोगः भवति तस्य लेपनं शिरसि स्थापनम् इत्यादिकं कुर्वन्ति तेन त्वचः सर्वदा आकर्षकं भवति केशाः धृढं भवन्ति